पाकारम्भात् प्राक् अहं प्रमुखतया शाकान् सिद्धं कृत्वा स्थापयामि कीदृशशाकान् अपि अस्माभिः ज्ञातव्यं भवति विपणिं गत्वा मार्केट् प्रति गत्वा उत्तमशाकान् आन् आनेतव्यं भवति यदि अनुत्तमाः वा उत्तमाः वा इति कथं ज्ञायते न वा दृष्ट्वा एव आस्माभिः ज्ञातुं शक्यते अ अन्तः मलिनमस्ति वा कीटाः सन्ति वा किमपि डेमेज् अस्ति वा इति दृष्ट्वा आनेतव्यं भवति तादृश उत्तमान् शाकान् आनीय सम्यक्तया जले संस्थाप्य जले अपि किञ्चिद् लवणम् एवञ्च किञ्चित् हरिद्रं संस्थाप्य तस्मिन् हरिद्रलवणयुक्तजले शाकानां प्रक्षालनं करणीयं भवति यदि मलिनं बेक्टीरिया अथवा कीटाः यदि अन्तः शाकानामन्तः विद्यन्ते चेत् ते हरिद्रकलवणकारणेन बहिः निर्गच्छन्ति अस्माकम् अनारोग्यस् मपि न भवति अतः प्र प्रमुखं कार्यं प्रप्रथमं कार्यमस्ति शाकानां सम्यक्तया उचितरूपेण प्रक्षालनं कार्यम् अनन्तरं तान् शाकान् सम्यकक्तया यथेच्छं यथा वयमिच्छामः तथा कर्तनं करणीयं भवति कर्तिताः शाकाः अपि अनिवार्याः भवन्ति यदि अस्माकं परिवारे जनाः लघुकर्तिताः शाकाः इच्छन्ति चेत् लघुकर् शा कर्तिताः नोचेत् बृहत्कार् शा कर्तिताः भव् इच्छन्ति चेत् बृहत्कर्तिताः शाकाः एवं रूपेण कर्तनं कर्तुं शक्नुमः शाकानाम् अनन्तरम् उपस्कराः इमे भवन्ति प्रप्रथमं जलम् अनन्तरं तैलम् अनन्तरं लवणम् अनन्तरम् मसाला अनन्तरं चिल्ली पौडर् का मिर्ची पौडर् अनन्तरं हरिद्रं यथेच्छम् इत्यादि इत्यादि उपस्करनपि वयं योजतुं शक्नुमः एते सर्वे पदार्थाः अपि सुष्ठुरूपेण उत्तमरूपेण परिशुभ्ररूपेण सम् सम्यक्तया भवेत् एव किमर्थं नाम तैल तैलेन अत्यन्तम् अनारोग्यं भवति जनानाम् इदमि् इदानीं हार्ट् प्राब्लेम्स् अपि कार्डियाक् प्राब्लेम्स् अपि उत्पद्यन्ते अतः यावत् तैलम् अपेक्षितं भवति अस्माकं परिवारजनाः यावत् खादितुं शक्नुवन्ति यावद् आरोग्याय हिताय् आरोग्यहिताय सम्यक् भवति तावदेव योजनीयं भवति तैलम् एवञ्च हरिद्रं तु सम्यक्तया भवति यावत् वा योजयामः त तत् सम्यगेव भवति किमर्थं नाम हरिद्रम् अस्माकं शरीरे विद्यमान बेक्टीरियान् निष्काशयति बहिः मिर्चीलवणमपि अधिकं स्वीक्रियते चेत् अनारोग्यमेव भवति अतः इत्याद्युपस्करान् स्वीकृत्य सम्यक्तया सुष्ठुरूपेण पाकं करणीयम्